बाल्यतः एव चित्रलेखने मम महति रुचिः वर्तते सर्वदा अहं पुष्पाणां पत्राणां चि चित्रणं करोमि स्म एकदा एकस्य नटस्य चित्रणम् अहं कृतवती यथा वार्तापत्रिकायाम् अस्ति तथैव समानम् अहं तस्य चित्रणं कृतवती बहवः दृष्ट्वा प्रशंसां कृतवन्तः लघु लघु चित्र प्रदर्शनीम् अहम् अहं गृहे स्थापयामि स्म मम तत्र रुचिः यथा अस्ति मम पुत्री अपि तथैव तस्मात् एव कारणात् अहं चिन्तयामि सा अग्रे गत्वा आर्किटेक्चर् गृहनिर्माणशास्त्रं पठन्ति अस्ति मम माता पितरौ अपि एतस्मिन् विषये सर्वदा सन्तोषं प्रकटयन्ति स्म मित्राणि अपि प्रेरणां ददाति स्म इदानीं मम पुत्र्यौ अपि यदा कदापि अहं दूरवाण्यां सम्भाषणं करोमि नोचेत् अन्येन सह सम्भाषणं करोमि तदा मम हस्तः रिक्तः न भवति हस्ते किमपि गृहीत्वा लेखनीं वा अङ्कनीं वा गृहीत्वा सर्वदा किमपि किमपि लिखन्ति एव भवामि कदाचित् माम् उन्मत्ता इत्यपि मम परितः जनाः चिन्तयन्ति अपि एवं मम अभ्यासः अस्ति